आधुनिक शिक्षणेन सांस्कृतिकमौल्यानां विषये विशेषम् परिवर्तनं जातम् इदानीम् आधुनिकशिक्षणे प्रतिदिनम् एकहोरा अर्थात् एकघण्टा सांस्कृतिकम् खेलनम् नाटनकं न् नाटकम् रङ्गोलि चित्रणम् एवम् बहुनि क्रीडाः सांस्कृतिकविषये चलन्ति उदाहरणार्थम् अद्यतनदिने अस्माकं समाजे गौरवम् विषये मातापित्रु मर्यादा विषये बन् बन्धु भगिनी सम्बन्धविषये किञ्चित् गौरवं न्यूनः जातः तदर्थं संस्कृतिकं नाटकं करोति चेत् वयम् सर्वेषां कृते सन्देशम् दातुं शक्यते तदर्थम् इदानीम् आधुनिकशिक्षणे सांस्कृतिकमौल्यानां विषये बहु परिवर्तनम् जा जातम् अस्तु धन्यवादः